अस्मिन् तेलङ्गणा प्रदेशे तु प्राचीनम् भारतीयः सम्प्रदायपद्धत्या सङ्गीतं यद् वर्तते तद् सम्यक् न प्रवर्तते इति कदाचित् वयम् दुःखमनुभवामः किन्तु तथा सम्पूर्णतया नास्ति इति वक्तुं न शक्यते ये जनाः उत्सुकाः वर्तन्ते प्राचीन भारतीय सम्प्रदाय कर्नाटकसङ्गीतस्य अभ्यासे जनाः इदानीन्तन अपि दृश्यन्ते एव तद् विहाय तेलङ्गणाप्रान्ते केवलं जानपदसङ्गीतम् इति अस्य अधिकः प्रचारः अस्ति सर्वत्रापि जनाः तत् एव तादृशानि तादृशानि गीतानि ये गीतानि एव गायन्ति तेन किम् अभवत् इदानीन्तनकाले चलचित्रेश्वपि तेलङ्गणाप्रान्तीय जानपदसङ्गीतस्य गीतानि अधिकतया दृश्यन्ते किमर्थम् इति चेत् जनाः अत्यन्तम् आकृष्टाः भवन्ति गायन्ति च